प्रादेशिकवाणिज्यव्यवस्थायां तु संस्कृतस्य उपयोगः अत्र दक्षिणभारते तु अस्ति एव अतः अत्र कन्नडभाषायां तत्र तु संस्कृतस्य पदाः बवहः बहवः सन्ति तथैव अत्र बहु जनाः संस्कृतं पठन्ति तता तथा तस्य उपयोगमपि कुर्वन्ति दिने दिने एवं आपणे अपि तस्य सस्कृतपुस्तकानां यद्भवति लघुबालाः अपि पठन्ति शालायां संस्कृतं अतः ते यदा ज्येष्ठाः भवन्ति तदा वाणिज्यव्यवस्थायामपि संस्कृतम् आनयन्ति एव